जलस्य शोधनार्थं प्रायः सर्वत्र जलशुद्धीकरणयन्त्रं जनाः अनुसरन्ति ग्रामीणभागे तत्र वस्त्रपूतं जलेत् जलं पिबेत् इति एकः श्लोकः अस्ति तर्हि सर्वे श्लोकः सर्वे ग्रामीणाः तत्र वस्त्रपूतं जलं पिबन्ति इति मम मतमस्ति मम गृहे जलशुद्धीकरणयन्त्रम् अस्ति तत्र गृहोपचारः इत्यस्य कृते अहम् एकम् उपायं जानामि एकं वस्तु अस्ति शुभ्रवर्णस्य मराठीमध्ये तुरुटि इति नाम्ना वस्तु अस्ति तर्हि यदि वयं तुरुटि नाम तत् वस्तुं जले तत्र स्थापयामः तर्हि सर्वं यत् प्रदूषितम् अस्ति जलं मलिनं सर्वम् अधः गच्छति एवं प्रकारेण जलं शुद्धं भवति एषः गृहोपचारः अस्ति सर्वे गृहे एव जलशुद्धीकरणं कर्तुं शक्नुवन्ति पुनः कार्यालये वा तत्र जलशुद्धीकरणयन्त्रमस्ति तत्र इलेक्ट्रिक् माध्यमेन अपि तत्र जलशुद्धीकरणं भवति एव नद्याः जलं तत्र कार्यं यत्र जलशुद्धीकरणं यन्त्रमस्ति तत्र गच्छति शुद्धं भूत्वा सर्वत्र जलं सर्वस्य गृहे जलम् आगच्छति एव